संस्कृतसाहित्ये पक्षद्वयं भवति भावपक्षः कलापक्षश्च कथासाहित्ये अथवा काव्येषु संस्कृतभाषायाः यथा भावपक्षः अपेक्ष्यते तद्वदेव कलापक्षोऽपि अपेक्ष्यते केचन साहित्यकाराः भावपक्षे एव कार्यं कुर्वन्ति केचन कलापक्षे एव कार्यं कुर्वन्ति यथा महाकविः कालिदासः यानि काव्यानि लिखितवान् तस्य तत्र मुख्यतया भावपक्षे अधिकः प्रभावः अस्ति किन्तु महाकविः भारविः यः अस्ति तस्मिन् तस्य काव्ये महाकाव्ये किरातार्जुनीये वयं कलापक्षमपि द्रष्टुं शक्नुमः कथासाहित्ये काव्येषु वयं कथं कलापक्षं द्रष्टुं शक्नुमः तर्हि कलापक्षम् इत्युक्ते तस्य अलङ्कारसौन्दर्यम् तत्र शब्दालङ्काराणां प्रभावः अर्थालङ्काराणां प्रभावः शब्दसौन्दर्यं किम् अस्ति तत्सर्वम् अत्र आगच्छति तर्हि काव्येषु कथासु च यदि कलापक्षं भवति यद्यपि भावपक्षस्य आधिक्यं रसप्रधानं व्यङ्ग्यप्रधानं यदि काव्यं प्रभवति तर्हि अस्माकं कव्यशास्त्रीयैः उक्तं यत् तदेव उत्तमं काव्यम् इति उच्यते इदम् उत्तमम् अति व्यन् इदम् उत्तमम् अतिशयेन व्यङ्गे वाच्यम् इति उच्यते तर्हि व्यङ्ग्यप्रधानं काव्यम् उत्तमम् उच्यते किन्तु कलापक्षः अपि कलात्मकता अपि यदि साहित्ये भवति तर्हि पाठकानां कृते अतीव रोचते अतः कथासाहित्ये काव्येषु च कलात्मकतायाः अपि प्रभावः स्यादेव